हरिः ओं नमो नमः अहं वृन्दावन आश्रमम् आगमिष्यामि अ अग्रे अहं होटल् राधाकृष्णविषये किमपि शृणोमि अस्तु महोदय अत्र किञ्चिद् कक्ष प्रकोष्ठाः सन्ति अहं पञ्च जनाः अस्मि सन्ति पञ्च जनाः सन्ति तेषां द्वयोः वृद्धः अस्ति अस्तु अस्तु महोदय तत्र द्वे वृद्ध्ः अस्ति तेषां कृते तु व वील् चेर् अपि आवश्यकता अस्ति एक एक एकस्य विषये और् द्वय एकः बालः अपि सन्ति मम सह मे मम सह अतः तत्र एसी अस्ति या नान् एसी अस्ति अस्तु किं नरम् एकवारं अस्तु तर्हि एकस्य प्रकोष्ठस्य का द्व जलं शी जलं शीलभि शीतलमपि अस्ति उष्णमपि अस्ति स्नान स्नानार्थं अस्तु तु एतद् महोदय अहं विंशतिदिनाङ्के तत्र आगमिष्यामि पञ्च जनाः आगमिष्यामि सायङ्काले आगमिष्यामः अरे अस्तु महोदय होस्टेल् तो होटेल् तु समयं भवान् प्रदत्तवान् तस्य दूरवाणी एकवारं ददातु ममापि तस्य कृते अहं सम्पर्कं पुनः दूरवाणी यदस्ति एतस्य रेकार्ड् अस्ति न तेषां ममप ममपि प्रेषयतु एकवारं अस्तु महोदय धन्यवादः